आम् सजीवव्यक्तिम् आधृत्य मया बहवः चित्राणि रचितम् अस्ति बाल्यकालात् अहं चित्रकलायां प्रवेशिता अस्मि अत्र किमपि कस्मादपि अहं शिक्षणं न प्राप्तवती स्वयमेव पुस्तकानि स्वीकृत्य तस्मिन् ये ये चित्राणि भवन्ति तेषां दृष्ट्वा एव अहं चित्रनिर्माणं कृतवती अस्मि तादृशमेव मम साधना अभवत् बहवः चित्राणि अहं तादृशम् एव रचितवती अहं मह्यं तु चित्रकलायां यत् सजीवव्यक्तिचित्रणम् अस्ति तदहं नवमकक्षायाम् आरब्धवतीति अहं स्मरामि तदा तादृशम् ने नैपुण्यं मा मह्यं नास्ति किन्तु इदानीम् अहं किञ्चित् निपुणा इति अहं वक्तुं शक्नोमि किमर्थम् इत्युक्ते यदा अहं प्रतिदिनं तु चित्रलेखनं न करोमि यदा समयः लभ्यते तदा एव अहं चित्रं रचयामि सामान्यतया स्थिरचित्रं स्थिरव्यक्तिं वा स्थिरं चित्रपटं वा अहं स्वीकृत्य तं दृष्ट्वा अत्र रेखानिर्माणं कृत्वा अहं चित्रं रचयामि किमर्थम् इत्युक्ते अत्र प्रपोशन् यदा अंशभाजम् इति वदामः तत् सम्यक् रीत्या भवितव्यम् यदि अंशभाजं सम्यक् न भवति तर्हि चित्रस्य रूपं स्वरूपमेव विकलिता भवति अतः यदा अहं चित्रनिर्माणं करोमी अस्मि करोमि तदा अहं पश्यामि यत् स्वरूपतया यदहं मूलं स्वीकृतवती अस्मि तं तस्य रूपेण एव अस्ति वा इति न वा इति सामान्यतया मम मम अनुभवः सम्यकेव आसीत् यदाहं प्रथमवारं कृतवती तदा सम्यक् न आगतं किञ्चित् हस्ते वा स्वरूपम् आकारं प्रपोशनेट् न आगतम् इदानीम् अहम् अंशभाजे निपुणता साधितवती अतः ये ये अशुद्धाः सामान्यतया जनाः कृतं कृतवन्तः अहं तं न्यूनमेव करोमि एतत् सर्वं साधनया एव साध्यम् अस्ति कष्टतरम् इत्युक्ते सजीवव्यक्तेः चित्रणे मुखरचना मुखरेखाः चित्रणं अत्र आकारं वा केशाः वा नयनस्य स्वरूपं वा नयने यत् भावं दर्शयन्ति तद्भावः निर्माणं वा नासिका नासिका स्वरूपं वा ओष्टस्य आकारं वा एतत् सामान्यतया अत्र दोषाः भवन्ति दोषाः अपि चित्रकाराः कुर्वन्ति च ते समर्थयितुं वयं व्यक्तेः स्वरूपं सूक्ष्मतया यदि वयं ग्रहणं कुर्मः चेत् दोषाः न्यूनं भवन्ति इतोपि यदा वयं कव्ड् लैन्स् वक्ररेखाः उपयोगं कुर्मः तत्र अनुभवरूपेण एव वयं दोषाः न्यूनं कर्तुं शक्नुमः कष्टम् अस्ति किन्तु मुखचित्रे व्यक्तिचित्रे सजीवव्यक्तिः यदा अत्र तिष्ठति तिष्ठति अस्ति स्थितसमये ते यदि इतः अतः किञ्चित् गच्छन्ति चेत् गतिः भवति चेत् वयं तस्याः भावं तस्य भावं वा तस्याः भावं वा सम्यक् रूपेण ग्राहि ग्रहितुं न शक्नुमः अतः यत् अस्माकं मोडल् भवति तस्य गतिः न भवेयुः ते मूर्तिरूपेण एव स्थिताः चेत् वयं सम्यक् रूपेण चित्रं रचयितुं शक्नुमः प्रतिमानं सम्यक् अस्ति चेत् चित्ररेखायां तादृशं क्लेशाः न भवन्ति पूर्वोक्तविधानेन साधनया एव एतत् सर्वं साद्धयमस्ति